मम उद्याने आरोपितानां पादवृक्षानां च पुष्पतां दृष्ट्वा सम्भावना क्रियते तत्र कलिकाः भवन्ति द्वितीयं पादपानामपि कदाचित् पुष्पकालः आगच्छति केचन पादपाः तादृशाः भवन्ति येषां शैत्ये विकासः इत्युक्ते पुष्पाणां विकसनं पुष्पाणि विकसन्ति केचन ग्रीष्मकाले पुष्पाणि यच्छन्ति यथा मोग्रा इति भवति मोग्रा इत्यस्य तर्हि वर्धनं पुश् पुष्पाणां विकसनं ग्रीष्मकाले भवति इदानीं शैत्यं प्रजति अतः शनैः शनैः शनैः शनैः तस्य वार्धक्यमपि स्थिर स्थिरं भवति द्वितीयं तत्र पुष्पाणि अपि न आयान्ति अनन्तरं गेन्दा इति भवति शत् शतपत्रम् इति कदाचित् भवति तस्य अपर नाम गेन्दा अन्यः कदाचित् नीलि भवति अपराजिता इति लता अस्ति अपराजिता इदानीं पूर्णा विकसिता भवति इदानीं कालः अस्ति अगस्त् मासः अगस्त् मासः प्रचलति द्वितीयं श्रावणमासः अपि द्वितीयश्रावणमासः प्रचलति अतः श्रावणकाले अस् इदानीं अपराजिताया अपराजितालतायाः समयः प्रचलति अपराजिता इत्यस्य नाम नीलि अपि अस्ति अस्माकं अत्र अतः इदानीं तथा सम्भावना क्रियते अत्र अपराजिता पुष्पवती लता श्रावणे अथवा ग्रीष्मस्य अनन्तरं वर्षाकालात् पूर्वं तदा वर्षाकालात् पूर्वं कदाचित् सा भवति अनन्तरं सीवरालता अपि भवति तत्र पुष्पगुच्छमिव आयाति इदानीं सा लता अपि वर्धते अनन्तरं कमलपुष्पम् अपि यत् यदा वर्षाकालः प्रचलति तदा तत्र तदनन्तरं यदा स्थिरः भवति तडागेषु जलं पूर्णं भवति तदा तस्य तत्र बहुत्र कमलानां उदयः कमलानां विकासः भवति कमलानि कमलपुष्पाणि कमलनां सरः तत्र शोभते अनन्तरं पादपानां विषये च चर्चां कुर्मः कि अश्वत्थः अस्ति वटवृक्षः अस्ति शमीवृक्षः अस्ति अन्यविधः सालवृक्षः अस्ति तत्र बहुत्र एतेषां वृक्षाणाम् आरोहणं वृ वर्धनं वार्धक्यम् एधनम् सद्यः न भवति कदाचित् षड् सप्त अष्ट नव दशवर्षाणि अपेक्षन्ते तस्य पूर्णविकासाय तादृशः अपि भवति द्वितीयं केचन वातावरणेन सह एव विकसन्ति केचन न भवन्ति इति एव तत्रापि पुष्पतां दृष्ट्वा सम्भावना एव तदेव अस्ति यत् सिज़नल् पादपानि भवन्ति पादपाः भवन्ति केचन वार्षिकाः भवन्ति केषाञ्चन जीवनं बहुदीर्घं भवति अतः अश्वत्थं वटवृक्षः अनन्तरम् आम्रवृक्षः फलानां वृक्षाः सन्ति तेषामपि तथैव अस्ति इदानीं विल्ववृक्षः यः अस्ति तत्र फलानि आगच्छन्ति तदेव ऊहा कर् क्रियते फलानां वृक्षाः पुष्पानां वृक्षाः सामान्य छा छायानिमित्तं वृक्षाः पर्यावरणसंरक्षणाय वृक्षाः अनन्तरम् अस्माकम् आक्सिजेन् इति भवति प्राणवायुनिमित्तं अश्वत्थवृक्षः उत्तमः रात्रौ अपि तद् ददाति अतः वृक्षाणां बहुमहत्त्वम् अस्ति तथा मम आनन्दः अस्ति तान् पादपान् दृष्ट्वा अहम् आनन्दम् अनुभवामि अन्यः जनेभ्यः अपि कदाचित् प्रेरणां दातुं अहम् इच्छामि